हरिः ओम् अस्माकं गृहप्रवेशः अस्ति तर्हि अतिथि अतिथीनाङ्कृते वयं बून्दिलड्डुकानि दातुम् इच्छामः तन्निमित्तं वयम् अर्ध अर्ध किलो लड्डुपेटिकाः शतं पेटिकाः इच्छामः आहत्य पञ्चाशत् किलो मितं लड्डुकानि वयम् इच्छामः तन्निमित्तम् अहं इतोपि द्वित्रस्थानानि गत्वा मूल्यं पृष्टवान् किञ्चित् खादित्वा अपि दृष्टवान् स्वादः कथम् अस्ति इति हा भवान् यदि किमपि तत्र डिस्कौण्ट् आफ़र् दातुं शक्नोति तर्हि कृपया वदतु न्यूनातिन्यूनं मूल्यं किं भवितुम् अर्हति इति कृपया सूचयतु